अहं फ़्लिप्कार्ट् इति सैट् माध्यमेन् एका शाटिका एकम् च् धौतवस्त्रं क्रीतवती तत्र अहं किञ्चित् समयात् अनन्तरम् एव प्राप्तवती वस्त्रस्य गुणवत्ता अपि बहुसम्यक् अस्ति सन्तोषप्रदश्च अस्ति अहं प्रथमवारम् ओन्लैन् माध्यमेन वस्त्राणि क्रीतवती किन्तु अहं बहुसन्तोषं प्राप्तवती अत्र कापि समस्या नास्ति वस्त्रस्य गुणवत्ता अपि बहुसम्यक् अस्ति तथा बहु बहु अधिकसमयं न अपेक्षितं तत्र किञ्चित् समयात् अनन्तरम् एव अहं मम वस्त्राणि प्राप्तवती अहं विषयेस्मिन् वदामि यत् फ़्लिप्कार्ट् इति बहुसम्यक् सैट् अस्ति ते शीघ्रातिशीघ्रम् अस्मान् वस्त्राणि ददाति अथवा यत् किमपि वयम् आर्डरं करोति ते वय् अस्मान् ददाति